रामायणमहाभारतेषु बहवः राजानः तत्र वर्णिताः सन्ति रामायणे रामः तस्य पिता दशरथः अपि च दिलीपः इत्येवं बहूनां विषये तत्र निरूपितं वर्तते तत्र दशरतस्य विषयः विशेषः वर्तते सः दशदिक्षु अपि रथं चालयति इति रामः तावत् लङ्कां गत्वा सीतां रक्षितवानिति अपि च महाभारते पश्यामः तर्हि कृष्णः भीष्मः कर्णः अर्जुनः इत्येवं बहूनां राग् राज्ञां विषये तत्र वर्णितं वर्तते कृष्णः तावत् सर्वशक्तः परन्तु सः सारथिरूपेण महाभारतयुद्धे आसीत् अर्जुनः धनुर्धारी इत्येव प्रसिद्धः आसीत् अर्थात् सः धनुर्विद्यायां नैपुण्यं प्राप्तवान् आसीत् अपि च कर्णः कर्णः तावत् केनापि न जितः तथापि तस्य सहवासः सहवासकारणात् सः अप् अपजयं प्राप्तवान् अपि च भीष्मः भीष्मः तावत् इच्छामरणी आसीत् यदा तस्य मरणस्य इच्छा भवति तदा सः मरणं प्राप्तुं शक्नोति स्म एवं बहूनां विषये तत्र वर्णितं वर्तते